भारतीयपरम्परायां दर्शनानां महत् स्थानं वर्तते तत्र दर्शनेषु आस्तिकदर्शनं नास्तिकदर्शनम् इति भेदः दृश्यते आत् आस्तिकदर्शनम् इत्युक्ते वेदप्रमाणप्रतिपादकत्वं वेदं प्रमाणत्वेन ये स्वीकुर्वन्ति ते आस्तिकाः इति उच्यन्ते तादृशं विषयप्रतिपादकं दर्शनं एव आस्तिकदर्शनम् इति ये वेदं प्रमाणं प्रमाणत्वेन नाङ्गीकुर्वन्ति ते नास्तिकाः इति उच्यन्ते अथवा वेदप्रमा प्रामाण्यं विहाय स्वविषयं प्रतिपादयन्ति चेत् ते नास्तिकाः इति उच्यन्ते तादृशं दर्शनं नास्तिकदर्शनम् इति भारतीयपरम्परायां विशिष्य षट् आस्तिकदर्शनानि षट् नास्तिकदर्शनानि दृश्यन्ते तत्र न्यायवैशेषिकयोगसांख्य पूर्वोत्तरमीमांसा भेदेन षट् आस्तिकदर्शनानि चार्वाकबौद्धदर्शने एव चत्वारः भेदाः योगाचारः सौत्रान्तिकाः माध्यमिकाः वैभाषिकाः इति अनन्तरं आर्हतदर्शन उत जैनदर्शनम् इति उच्यते एवंरूपेण भेद वर्तते किन्तु भेदे सत्व सत्यपि अभेदः अस्माभिः द्रष्टव्यः तत्र दर्शनेषु तत्त्वप्रतिपादनविषये भेदः वर्तते किन्तु मनुष्येषु भेदः नास्ति एतदेव भारतीयपरम्परायाः विशेषता